गृहपशुषु गावः मह्यं रोचन्ते गावः पूर्णतया अस्माकम् उपयोगं उपयोगकराणि भवन्ति अचि च गोवत्सानां पालनं पोषणं बहु मनसः सन्तोषकरं भवति अतः अपि च गावः गावः क्षीरं गोमूत्रं गोमयं च ददाति तत् सर्वमपि अस्माकं शरीरार्थं कृष्यर्थं उपयोगकराणि सन्ति मार्जारः शुनकः इत्यादि गृहपशवः मह्यं न रोचन्ते यतोहि ते सर्वत्र अटित्वा गृहम् आगच्छन्ति तत्र तत्र मालिन्यं कुर्वन्ति तेषां शरीरे बहुविध रोगकारक सूक्ष्मजीविनः भवन्ति अतः तान् सम्यक् स्थापयित्वा पोषयित्वा रक्षितव्यं तादृशरक्षणार्थं समयः न भवति अतः मार्जारशुनकादीनां पालनं पोषणं च कर्तुं न इच्छामि ते न रोचन्ते गावः अस्माभिः पाल्यन्ते